बालकानाम् उपरि तन्त्रज्ञान् ज्ञानस्य हानिकारकप्रभावः बहवः प्रकारेण भवन्ति यदा बालकः दूरभाषां चालयति तर्हि यदि अल्पायुतः एव दूरभाषां चालयति तर्हि तस्य अक्षिषु तस्य दुष्प्रभावः भवति सः बाल्यावस्थातः एव उपनेत्रं धारयति तस्य दृष्टिदोषः भवति तत्र अन्यत् बालकः यदा बालकः भवति तर्हि बालकः अधिकाधिकसमयं क्रिडाक्षेत्रे क्रीडाङ्गणे तदा दद्यात् तर्हि तस्य कृते सम्यक् वर्तते यदि सः अप् स्वकीय अधिकाधिकं समयं दूरभाषे तन्त्रज्ञाने दास्यति तर्हि तस्य शरीरे बहुविधप्रकार बहुविधरोगाः भविष्यन्ति तस्य शरीरस्य स्थूलता अधिकं भविष्यति चर्मरोगः भवितुं शक्यते अथवा यदा सः ग्रीवायाः तस्य सम्यक् प्रकारेण विकासः न भविष्यति आधुनिकयुगे अधिकाधिक बालकाः पब्जी इत्यादि क्रीडां क्रीडन्ति दूरभाषे तर्हि तेन तेषां मानसिकस्तरः अपि सम्यक् न भवति मानसिकसन्तुलनस्य अपि हा तत्र ह्रासः भवति तर्हि बालकान् बालकान् उपक् बालकाः तन्त्रज्ञाने तस्य सदुपयोगम् एव कुर्यात् एकः नियमः तेषां ये परिजनाः भवन्ति ते बालकस्य उपरि नियमं स्थापयेत् कि सः बालकः दि दिवसे द्वे त्रिणि होराप्रयन्तमेवः दूरभाषां चालयेत् यावत् आवश्यकता वर्तते तस्य कृते एव दूरभाषां चालयेत् विना कार्येण दूरभाषां मा चालयेत् अन्यत् यदा दूरभाषां चालयति तर्हि पारिवारिकजनेन जनैः सह तेषां तस्य बालकस्य सम्बन्धः अपि सम्यक् न भवति